हरि ओं नमस्ते नमस्ते भगिनि मम नाम वेदा हा अहम् भगिनि अहम् एम् ए बि एड् समापितवती अस्मि मैसूर् युनिवर्सिटि द्वारा इदानीमहं गृहिणी अस्मि एकस्यां शालायां पाठयन्ती आसं गृहे उपविश्य उद्योगं त्यक्तवती अस्मि गृहे अस्मि अग्रे किमपि पठनीयम् इति इच्छा अस्ति एम् ए बि एड् समाप्य अपि अग्रे अहं किं पठितुम् श सत्यम् अवश्यम् अग्रे अहं किमपि पठितुम् इच्छामि किं कृपया किञ्चित् मार्गं ददातु अहं किं पठामि पठामि चेत् उत्तमम्

ह

भगिनि इदानीम् एम् ए बि एड् मम समाप्तमस्ति परन्तु काव्यसाहित्यम् आवश्यकं वा

अ

भगिनि इदानीं वेब्सैट् एव गन्तव्यं वा अहम् आफ्लैन् परीक्षां स्वीकर्तुं शक्नोमि वा आफ़्लैन् वरम् इति चिन्तयामि समयः तु अस्ति खलु अस्तु ह उत वा भगिनि

भगिनि अधिकं ज्ञानसम्पादनार्थम् इदानीं कुमारसम्भवं रघुवंशम् एतत्सर्वम् अलङ्कारः छन्दस् एतत् सर्वं तु बहु क्लिष्टकरमेव अस्ति तावत् सुलभतेन अस्ति इदानीं एम् ए मध्येपि तत्सर्वमपि नास्ति अस्ति चेदपि परीक्षानिमित्तं यावदङ्काः प्राप्तुं शक्यते तावत् पठितम् तावत् तलस्पर्शी ज्ञानं तु नास्ति खलु तलस्पर्शी ज्ञानसम्पादनं कृत्वा अग्रे मयापि किमपि संस्कृतनिमित्तं करणीयम् इति सङ्कल्पः अतः किं परीक्षां स्वीकर्तुं शक्नोमि

इदानीं पि एच् डि करोमि चेत् अस्तु भगिनि पि एच् डि करोमि चेत् तत्र विषयाः किं किं भवन्ति पठितुम्

अधिक समीचीनं एतत् हा

आ भा अहं संस्कृते निर्गणते वक्तुं शक्नोमि अतः भाषाज्ञानं पर्याप्तम् इति चिन्तयामि इदानीं ग्रन्थज्ञानं प्राप्तुम् इच्छामि अतः अधिकं पठितुम् इच्छामि सा मम ज्ञानानुसारम् एम् पिल् पि एच् डि एतत् वरमिति चिन्तयामि

इदानीं पि हेच् डि सन्दर्भे किमपि शङ्का आगच्छति चेद् एकं दृष्ट्वा समस्या निवारणम्

हा ह भगिनि तादृशः कोऽपि सन्ति चेत् सङ्ख्यायाः दूरवाणीसङ्ख्या अस्ति चेत् कृपया दातुं शक्नोति वा हा

कृतः अस्तु भगिनि अहम् भगिनि इदानीं पाठ्यपुस्तकम् इत्यादि कुतः अहं प्राप्तुं शक्नोमि कथं प्राप्स्यामि

सर्वत्र मिलति वा नो चेत् हा

भगिनि अन्यदपि इदानीं पि एच् डि अहं कर्तुम् इच्छामि चेत् शुल्कं कियद् भवति वर्षे ह प्रायः कियद् स्यात् भगिनि सैपण् इत्युक्ते कत् कीदृशं मासे एतावत् धनम् इति ते यच्छन्ति वा स्टे सन्ति ओ कियद् सन्ति भगिनि प्रायः सहस्रं मिलति वा कथम्

ओ

ह

अस्तु भगिनी इदानीं मम अन्यदपि एका शङ्का अस्ति इदानीं तत्र व्याकरणभागे अहं पि एच् डि करोमि वा नो चेत् साहित्यस्य विचारः वा नो चेत् छन्दः अलङ्कारस्य विचारमपि इति एका शङ्का अस्ति मम तु एम् ए बीड्स्ति तद् कोपरेट् करोति इति न जानामि अतः किञ्चित् मार्गदर्शनं करोतु भगिनि

तवान् परन्तु वयम् अस्ति मम सामान्यं ज्ञानं पि एच् डि कर्तुं सामर्थ्यं भवति वा इति नास्ति वा इति

अतः अस्मिन् भागे अन्योस्मि भगिनि भवत्या वचनंं श्रुत्वा मम अवश्यं गत्वा अद्यैव आवेदनं करणीयम् इति भावनागता अवश्यम् अवश्यं करिष्यामि भगिनि धन्यवादः नमस्ते मिलामः नमस्ते नमस्ते